इदानीं इदानीं यद् वयं भारतीयशिक्षणव्यवस्था इति वदामः तद् स्कूलव्यवस्था अस्ति तद् ब्रिटिश् जनानां व्यवस्था अस्ति तद् तृतीयवयसि शालाप्रेषणं प्रातः गच्छति छात्रः सायङ्काले गृहं आगछति तद् तद् व्यवस्था अस्ति तदनन्तरं एक्साम् लेखनीयं परीक्षा लेखनीयं पर्सेण्टेज् आगच्छति अनन्तरं अन्यत्र गन्तव्यं परीक्षा लेखनीयं तद्व्यवस्था तु ब्रिटिश् जनाः भारतस्य उपरि स्थापितव्यवस्था अस्ति भारतस्य पूर्वतनव्यव्स्था इत्युक्ते गुरुकुलव्यवस्था इत्येव तत्र छात्रः गुरोः गृहे वसति तद् ट्वेण्टि फोर् बार् सेवेन् इत्येव पाठनं पठनं पाठनं सर्वं भवति एक्सपीरियन्शियल् लर्निङ्ग् इत्येव व्यवस्था आसीत् इदानीन्तन नूतन यद् आङ्लानां स्थापितव्यवस्था अस्ति तस्य केचन उपयोगमपि अस्ति तद् रक्षणं कृत्वा भारतीय पूर्वतनव्यवस्थामपि तत्र योजनं कृत्वा नूतन हैब्रिड व्यवस्था भवेत् इत्येव सम्यक् भवति इति मम मनसि